भारतस्य सञ्चारव्यवस्था इदानीम् उत्तमा पश्यतु दशवर्षेभ्यः पूर्वम् एतादृशी व्यवस्था नासीदेव यथा रेलयाने म नैकविधसमस्याः आसन् समस्याः अनन्तरं बस्याने नैकविधसमस्याः एव महिलानां कृते तु की कापि व्यवस्था नासीदेव गमनागमनं सञ्चारः इति बहु कष्टकरं कार्यमासीत् परन्तु इदानीं बहु उत्तमा विमानव्यवस्था तु अत्युत्तमा एव तत्र यतः मया विमानयात्रा नैकवारं कृता इदानीं तर्हि बहूत्तमव्यवस्था तत्र कापि अव्यवस्था नावलोकिता मया अनन्तरं प्रैवेट् यानानि अपि तादृशी अपि व्यवस्था अस्ति सापि व्यवस्था उत्तमा अस्ति प पश्यतु केवलं नगरात् नगरगमनं गमनाय एव उत्तमा व्यवस्था इत्यपि न अहं तु ग्रामीणा अस्मि ग्रामे अपि मम ग्रामगमनमपि मम सम्भवति परन्तु तत्रापि व्यवस्था अस्ति सुयोग्यव्यवस्था अस्ति ये जनाः एतत् कार्यं कुर्वन्ति खलु तत्र मानवता दृश्यते अनुभूयते इदानीं परन्तु अनन्तर किं वदामि औद्धत्यम् अथवा अनर्गलं शब्दः शब्दोपयोजनम् एतादृशम् इदानीं न दृश्यते पूर्वमासीत्